एतावत्पर्यन्तं तु उद्योगरूपेण छायाचित्रणं स्वीकर्तव्यम् इति तु छायाचित्रं चित्रं भवेत् इत्यादि विषये तु चिन्तनं नास्ति सद्यः काले तु इदानीं प्रीवेडिङ्ग्स् फ़ोटो शूट् इत्यादिकं प्रचलति रुचिः तु वर्तते नाम फ़ोटो स्वीकरणे प्रि तत् ऐडियास् कथं स्वीकर्तव्यमित्यादिकमपि अस्ति किन्तु उद्योगरूपेण कर्तुम् इति इतोपि न चिन्तितं का कदाचित् पाट् रूपेण विभागरूपेण तस्य उद्योगविषये चिन्तयितुं शक्यते किन्तु चित्राणां स्वीकर्तव्यम् इति रुचिरेव अस्ति तत्र किं सोशियल् मीड्या इत्यादि इत्यादिषु तत् अप्लोड् करणम् इत्यादिकं क्रियते उद्योगरूपेण स्वीकरणम् इति तु न चिन्तितम् कदाचित् चिन्तयितुमपि शक्यते यतः इदानीं तु छायाचित्रणस्य उद्योगः बहु भवति तत्र फ़ोटो शूट् कर्तुमेव बहु धनं स्वीकरति इति इति उद्योगरूपेण इदानीं तत् किं धनार्जनस्य एकः मार्गः बहु समीचनाः सः अस्ति तत् किञ्चित् स्मृतिरूपेण अपि भवति यतः कालस्तु गच्छति कालः पुनः न आयाति किन्तु यच्छायाचित्रं तत् कालस्य स्मारणं कारयति इति अतः छायाचित्रं सम्यगेव